हा हा हा वदन्तु महोदयाः हा रविः महोदयाः खलु भवन्तः कथमस्ति कः विषयः

आम् अहं सर्वत्र जलम् आनयामि सर्वेभ्यः प्रददामि आम् आं किमस्ति तत्र तथा भवितुं वस्तुतः नार्हति शुद्धजलमेव सर्वत्र नाम अद्य अद्यापि जलं न केवलं भवद्भ्यः अन्येभ्यः अपि प्रदत्तवान् नाम इदानीं कीदृशं जलं तत्र कः दोषः सम्यक् नास्ति इति वा नाम पातुं योग्यं नास्ति इति अस्ति वा न न न न कृपया तथा न कृपया तथा नास्ति क्षन्तव्योस्मि न अहं पुनः द्रक्ष्यामि तत्र कः दोषः आगतः इति कथं जलं मलिनं जातमिति ओहो तथा वा परं अवश्यम् अवश्यं जि अहम् अङ्गीकरोमि अहम् अवगच्छामि अवश्यं हि मया शुद्धजलमेव प्रदेयम् न इदानीम् अहम् अवगच्छामि न न तद् न महोदयाः कृपया इतः परम् एवम् एवं न भविष्यति अवश्यं हि शुद्धजलं अवश्यं हि प्रदास्यामि तत्र कः दोषः आगतः मास्तु कृपया शृण्वन्तु म महोदयाः महोदयाः न इतः इतः परं तं दोषं तथा दोषः न भविष्यति अवश्यं हि शुद्धजलमेव आगमिष्यति अहम् आनयिष्यामि आनयिष्यामि पुनः अवश्यम् आनयिष्यामि कृपया क्षम्यताम् इतः परं तथा सर्वदा शुद्धजलमेव प्रदास्यामि किञ्चिदनन्तरम् आनयिष्यामि वा अवश्यम् हा अवश्यं भोः अवश्यं भोः आनयिष्यामि आमाम् इतोपि शीघ्रमेव आनयिष्यामि अवश्यं हि अस्तु अस्तु न न परं कृपया सार्धैक घण्टा वा सार्धैकघण्टा वा कृपया भवन्तः प्रतीक्षां कुर्वन्तु किमर्थमिति चेत् तत्र न तत्र गत्वा जलम् आनेतव्यं खलु इति कारणेन तावदेव न न न तादृशं ततोपि शीघ्रमेव ततोपि शीघ्रमेव अवश्यं पञ्च नि पञ्चदशनिमिषेभ्यः अनन्तरम् कृपया इदानीं क्षम्यताम् अवश्यं हि पञ्चदशनिमिषेभ्यः अनन्तरम् आनमिष्यामि अस्तु अस्तु महोदयाः इतः परम् एतं दोषं न आवर्तयिष्यामि अवश्यम् अवश्यम् अवश्यम् अवश्यम् आगन्तु